मम ग्रामे मम एकः मित्रः एव आसन् सः एक मार्गे समीपे एव एकं होटेल् निर्मितवान् तत्र बहूनि जनाः बहूनि जनाः न सन्ति परन्तु तद् मार्गे एव सन्ति खलु तदर्थमेव बहूनि बस्यानं परा ग्राहकाः एव ब भवतु बहु जनानि आगत्य होटेल्मध्ये सर्वदा भवन्ति खलु तत्रेव आगत्य खादितुं वस्तूनि अपि स्वीकृत्य गतवन्तः तादृशमेव ए तद् सफलव्यापारः व्यापाराणां विषये व्यापाराणां बहु जातम्